पञ्चविंशत्यधिक नवशतोत्तरसहस्रतमे वर्षे जूलै मा जूलै मासस्य पञ्चदशदिनाङ्कः षट्चत्वारिंशदधिक नवशतोत्तरसहस्रतमे वर्षे आगस्त् मासस्य एकं प्रथमदिनाङ्कः विंशत्यधिक नवशतोत्तरसहस्रतमे वर्षे जून् मासस्य द्वितीयदिनाङ्कः त्रिंशत्यधिक अष्टशतोत्तरसहस्रतमे वर्षे अक्टोबर् मासस्य पञ्चदशदिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमे वर्षे जून् मासस्य चतुर्विंशतिदिनाङ्कः